अहं महाराष्ट्रीया तथा च मम समूहः समू समुदाये वर्तते पेषवायीथाटः विवाहस्य इति नाम कथं पेश्वायिफाटमध्ये विवाहः कथं भवितुमर्हति इति सामान्यतया प्रश्नः आयाति तथा कथमिति नाम प्रथमतया तु प्रथमदिनः वर्तते प्रथमदिने बहवः स्त्रियः आयान्ति कापि या वधुः अस्ति तस्याः तस्याः कृते कान्यपि गीतानि बहूनि सन्ति पुनः बहु सन्देशः तस्याः तस्याः कृते दीयते इतोऽपि द्वितीयदिने हर्दि हल्दि सेरेमनि भवति नाम हरिद्रायाः लेपः भवति वधुवरयोः कृते तद् लेपः नाम पुरातनकाले तु ब्यूटि पार्लर् इतोऽपि न सन्ति नाम कथमिति नाम इतोऽपि पुरातनकाले ब्यूटि पार्लर् इतोऽपि न सन्ति नाम कथं कथं तस्य उपयोगः हरिद्रायाः नाम हरिद्रा मध्ये मूलद्रव्याणि तत्त्वानि सन्ति नाम तत्त्वचः यतो हि लेपनं कर्तुं कर्तव्यं करणीयम् आवां कुर्वः चेत् तस्याः गुणः अपि सम्यक् लभ्यते तस्याः लाभः अपि सम्यक् भवति नाम द्वितीयदिने तु भवति सीमन्ति पूजनं सीमन्ति पूजने वधोः वरस्य सर्वान् यद् कुटुम्बीयान् सन्ति तेषां कृते मेलनं भवति सामान्यतया परिचयं सामान्यतया लब्धम् इति इति सामान्यः तस्य अभिप्रायः इतोऽपि अनन्तरं वर्तते विवाहः विवाहः समये यद् बह्व्यः विधयः सन्ति सप्तपदी इतोऽपि सर्वं कृत्वा विवाहः सम्पन्नः भवति इति सामान्यः महाराष्ट्रीयन् विवाहः भवति